अहं श्रीकृष्णः तत्रा बहवः छात्राः अभिप्रयन्ति आन्लैन् माध्यमेन कक्षाः प्रारम्भनीयाः इति विशेषकक्षाः तद्विषये नियमाः कथं सन्ति कदा प्रारब्धुं शक्यन्ते

हा

हा

तद् भा भाषा हा उभयमपि उभयमपि विद्यमानं पा इदानीं यत् पाठ्यते तत्रापि विशेषकक्षा आवश्यकी एवम् अन्यापि कक्षा आरम्भनीया इत्यपि अभिप्रायः छात्राः उत्सुकाः सन्ति प्रायशः विंशतिछात्राः सन्ति हा

ओके

आम् हा हा

हा हा हा हा षड् वारं अन्यस्मिन् विश्वविद्यालये कश्चनः नियमः परिकल्पितः अस्ति तद्दृष्ट्वापि तद्रित्यापि कर्तुं शक्यते इतस्ततः किञ्चित् वयमपि स्वेच्छया किञ्चित् एवं नियमं परिकल्पयामः अतः तद्रित्या प्रथमं तत्र आम्

आम्

हा आं हा अलं हा भवतु भवतु तथैव कृत्वा